हरिः ओम् हा नमस्ते किम् आवश्यकम् किम् आवश्यकम् आम् अस्ति आम् अस्ति कति आवश्यकं कति पुस्तकानि आवश्यकानि कति न शृणोति किञ्चित् उच्चैः वदतु किञ्चित् उच्चैः वदतु किम् आवश्यकम् न शृणोति चत्वारि पुस्तकानि आवश्यकानि वा आम् अत्र अस्ति अन्यत् ए अन्यदेकम् आवश्यकं वा अन्यत् हा अस्ति अस्ति किं कम्पनी वस् किं कम्बनीयाः लेखनी आवश्यकी पृच्छतु भोः अत्र अप्सरा क्लास्मीट् इत्यादीनां लेखनी अस्ति किं लेखनी आवश्यकी किं कम्बनी कम्बन्यः

कति रूप्यकाणि पञ्चदश आवश्यकं वा कति लेखन्यः आवश्यकम् न शृणोति किञ्चित् रेञ्ज्मध्ये गच्छति कति लेखनी आवश्यकी हरिः ओम् शृणोति वा हा हा शृणोति वा कति लेखनी आवश्यकी कति लेखनी आवश्यकी आं चत्वारि पुस्तकानि त्रीणि लेखन्यः अपि अस्ति अन्यत् किम् अन्यत् किमपि वर्णलेखनी आवश्यकी वा वर्णलेखनी आवश्यकी वा वर्णलेखनी

वर्णलेखनी आवश्यकी वा हलो हरिः ओम् आम् कति कति कति कति कति कति आम् आम् अस्तु अत्र आगच्छतु अहं ददामि निक्षिप्य धन्यवादः